मम क्षेत्रे स्टेम् उद्योगाः बहवः सन्ति ऐ टि क्षेत्रे इन्फोसिस् ग्लोबोसाफ्ट् इत्यादि दैत्यसंस्थाः कार्यं निर्वाहन्ति अस्मिन् संस्थायां प्रतिवर्षे छात्राः उद्योगार्थं प्रविशन्ति उत्पादनविषये पश्यामः चेत् मूलवस्तुम् उपयुज्य अनेकवस्तूनां उत्पादनं तथा विक्रयणं अत्र भवति नगरस्य औद्यमिकप्रदेशे बहवः यन्त्रागरा सन्ति अत्र बहु उद्योगावकाशः अपि अस्ति पार्मसितिकल् विषये यदि पश्यामः चेत् अस्माकं नगरे सस्यौषधि उत्पादनं अधिकप्रमाणेन भवति मणिपाल् नेट्वर्क् लिमिटेड् इति संस्था अस्ति तत्र मुद्रणं माहितिप्रसारणं च इत्यादि तन्त्रज्ञानकार्याणि भवन्ति एतावत् उद्योगावकाशेन अनेकवित्तस्रोतं जनयति मम प्रदेशस्य आर्थिकवृद्धिविषये स्टेम् क्षेत्रस्य पात्रं बहु मुख्यं अस्ति